आं भारते बहवः नेतारः उद्यमपतिनः तन्त्रज्ञाने शिक्षणे मनोरञ्जने तथा च प्रेरणे सञ्चारादिव्यवस्थादिषु कार्यं कृत्वा देशस्य गतिं प्रेरित वर्तितवन्तः तेषां परिवर्तने महत् योगदानम् अस्ति एकमस्ति रतन्टाटा नाम्ना उद्यमी सः उन्निस् सौ सात् तमे वर्षे स्टील् उद्योगं स्थापितवान् तथा एषः उद्योगः देशस्य आर्थिकव्यवस्थायां सुदृढ़ीकरोति वर्तमाने सः इन्धनरहितयानं निर्माणं करोति तथा नेतारः नेतारः अपि देशस्य उत्थानाय कार्यं कुर्वन्ति यथा अटल् बिहारी वाजपेयी तेषां काले देशः प्रमाणो सम्पन्नजातः एवमस्ति ए पी जे अब्दुल् कलाम् महोदयः वे वैज्ञानिकक्षेत्रे महोदयस्य योगदानं महत् अस्ति तथा नरेन्द्रमोदी अस्माकं प्रधानमन्त्री शिक्षाक्षेत्रे नवीनशिक्षाप्रणाली एन् इ पि ट्वेण्टि ट्वेण्टि इति शिक्षापद्धत्यां परिवर्तनं करोति तथा एवमेव प्रकारेण तेषां महत् योगदानमस्ति